आधुनिकगुरुकुलेषु पा पारम्परिकशिक्षणं यथा पूर्वं अनुवर्तते इति वक्तुं न शक्नुमः परन्तु किञ्चित् अस्ति पूर्वतनस्यापि इदानीमपि पारम्परिकशिक्षणं तु अस्ति एव तत्र परिवर्तनं इत्युक्ते अधुना ते विज्ञानं प्रौद्योगिकि प्रौद्योगिकी शिक्षणमपि तत्र योजीतवन्तः तत् अस्ति अपि परन्तु पूर्वं तु तत्र एव स्थित्वा गुरुणां सेवा गृहकार्येषु सहायं कृत्वा तत् एकः भिन्न अनुभवः आसीत् तत् अद्यतन दिनेषु न शक्नुवन्ति परन्तु अधुना अपि अस्माकं संस्कृतिः वा भवतु अस्माकं ग्रन्थान् वा भवतु बहु सम्यक् अत्र पाठयन्तः सन्ति अतः अत्र आधुनिककाले यद् आवश्यकं तथा वै विज्ञानं एतत् सर्वं आधुनिकयुगे धन किम् धनार्जनमार्गाणि अपि ते पाठयन्ति अनन्तरं अस्माकं मूल्यानि अपि पाठयन्ति तथा अस्ति इदानीं